मम राज्ये प्रादेशिककथा इत्युक्ते ओडेयर् संस्थानस्य महाराजस्य कथा एव प्रसिद्धा इति वक्तुं शक्यते विजयनगरसंस्थानस्य समन्तात् राजा यः आसीत् श्रीरङ्गरायः इति श्रीरङ्गपट्टने परिपालयति स्म परन्तु युद्धे राज ओडेयर् तेन सह यदा युद्धः जातः तत्र सः पराजितः अभवत् तेन सः राज्यात् बहिः प्रेषितः अनन्तरं तत्र श्रीरङ्गपट्टने यः यत्र सः पालयति स्म तत्र श्रीरङ्गनाथस्य एकः दिव्य आलयः वर्तते तत्र श्रीरङ्गरायस्य पत्नी या अलमेलम्मा इति नाम्ना प्रसिद्धा अस्ति तस्याः आभरणानि एव तत्र स्वीकृत्य तत्र अलङ्कारः कुर्वन्ति स्म अयं विषयः राज ओडेयर् कथमपि ज्ञातवान् तेन सः तानि आभराणि आनेतुं सैनिकानि भटानि तत्र प्रेषितं तत्र किञ्चित् सङ्घर्षः जातः तेन कुपिता सा अलमेलम्मा किं कृतवती समीपस्थतलकाडु इति प्रदेशे कावेरीनद्यां प्राणत्यागं कृतवती प्राणत्यागकरणसमये एवं शापमपि दत्तवती यत् ते ओडेयर् संस्था संस्थानं यदस्ति ते तयोः पुत्रसन्तानं न भवेदिति एषा प्रसिद्धा कथा वर्तते इदानीमपि तद् ते सर्वं विश्वासं कुर्वन्ति जनाः